मम ग्रामः उत्तरकर्नाटकं विद्यते तत्र सर्वे आधिक्येन चायम् अनन्तरम् चूडा पानी खाद्यं च कुर्वन्ति तत् खादनेन आनन्दं च अनुभवन्ति सर्वत्र तावत् मण्डक्की अवलक्कि इत्याद्यनेन खाद्यैः सत्कारः क्रियते अनन्तरं चायं च सर्वे यथेष्टं यदा कदाचित् पिबन्ति इति कृत्वा अतिथिभ्यः तादृशः एव पाकः चायं क पानीयरूपेण दीयते खाद्यन् तावत् मण्डक्की अवलक्की भवति तत्र यदि भोजनकालः तर्हि तान् अस्माभिस्सह एव उपावेश्य भोजनं कारयामः भोजने तावत् अन्नं सारः क्वथितं तक्रं मध्ये मधुरं भवति चेत् मधुरम् अनन्तरम् अन्ते च ताम्बूलस्वीकारेण तेषां भोजनं समाप्यते तैः यथेष्टं सम्भाषणं कुर्वन्तः वयं तेषां समाचारान् श्रुण्वन्तः अस्माकं समाचारान् तेभ्यः वदामः एवम् अतिथिसत्कारः अस्माभिः क्रियते तत्र सकृत् अतिथयः अतिथिनः सर्वे ससन्तोषं गृहमागत्य सर्वान् सम्भाषय सर्वैस्सह सम्भाषयन्ति सर्वाञ्च उद्दिश्य स्वहितवचनान् वदन्ति